हा मम बहूनि पात्राणि सम्यक् दृश्यन्ते यथा रामायणे रामस्य पात्रं महाभारते कृष्णस्य पात्रं कदाचित् रावणस्य दुर्योधनस्य पात्रमपि रोचते यतः सर्वदा नायकः एवं मुख्यो भवेदिति सर्वेषां मनसि तथा न प्रतिभाति कैः बहुभिः गुणैः प्रतिनायकोपि मुख्यः एव भवति यतः तस्य तादृशः कृरत्वे सति तस्य तादृशः व्यक्तित्वे सत्येव नायकस्य गुणाः परिचिताः भवन्ति उत्तेजिताः भवन्ति इति हेतोः बहु स्थलेषु बहुत्र कार्येषु प्रतिनायकस्य गुणाः अपि तादृशं महत्त्वं लभन्ते अतः बहुषु काव्येषु बहूनि पात्राणि मम रोचन्ते इदानीम् रामायणे लक्ष्मणस्य पात्रमस्ति भरतस्य पात्रमस्ति हनुमतः सीतायाः विभीषणस्य तथैव महाभारते धर्मराजस्य पुनः अर्जुनस्य भीमस्य एवम् अनेकेषां पात्राणि मे अत्यन्तं रोचन्ते कुतः इत्युक्तौ कस्यचित् काव्यस्य निर्माणे नायकपात्रवत् अन्येषां पात्राण्यपि प्राशस्त्यं वहन्ति एव यतः ते नायकस्य सहकारिणो भवन्ति तेषां सहकारे एव नायकः अत्यन्तं कर्तुम् उपकर्तुं वा प्रभवति एवं बहुभ्यः हेतुभ्यः मम तु तथा भाति तद् सत्यमपि तेषां साहाय्याभावे नायकः बहुत्र बहुत्र अकिञ्चित् करोति वर्तते अतः तैः कारणैः तत् सत्यम् एवं काव्येषु इदानीं नाटके शकुन्तलायाः पात्रम् एवं बहूनां पात्राणां विषये मम अत्यन्तम् आदरः आसक्तिकराः घटनाः बह्व्यः भवन्ति प्रतिदिनं ताः घटनाः दृश्यन्ते कदाचित् अस्माभिः आचर्यन्ते श्रूयन्ते अतः नैकाः एवं घटनास्सन्ति ताः यदि वक्तुं प्रभवामि तर्हि घण्टात्मकः कालः अपेक्षते स एव अत्यन्तं मुख्यः इति नास्ति अतः घटनानां क्रमौ वा अथवा घटनानां कालः सः एव मुख्यः इति न परन्तु घटिताभिः घटनाभिः वयं किं जानीमः इति मुख्यमस्ति